धार्मिक अभ्यासाः अस्माकं जीवने सर्वदा भवन्त्येव कथं प्रातः उत्थानम् आरभ्य रात्रौ शयनपर्यन्तम् अपि भवन्ति एकैकं वयं पश्यामः चेत् यथा प्रातः कराग्रे कराग्रस्य कराग्रे वसते लक्ष्मी करमध्ये सरस्वती करमूले स्थिता गौरीति वयं श्लोकं पठामः किमर्थं पठामः इत्युक्ते भवतां हस्ते एव इच्छाशक्ति ज्ञानशक्ति क्रियाशक्तिः अस्ति भवान् तद् आदौ तस्मिन् विश्वासं स्थापयतु इति स्वयं वयम् प्रात एव ज्ञात्वा पुनः पूजादिकं कुर्मः पूजायामपि नारिकेळफलं पुनः दीपं वयं किमर्थं स्थापयामः देवः स्वीकरोति वा न देवस्य कृते न अस्माकं कृते एव अवबोधः भवति कथं इत्युक्ते अस्माकम् अयं मङ्गळं भवेत् मम आत्मा अपि उन्नतिमार्गं प्रति गच्छेत् इति चिन्तनं कुर्मः दीपज्वलनेन अनन्तरं नारिकेळं तर्हि अज्ञानसदृशम् उपरि विद्यमानं तद् लेयर् गुरुः इति पाषाणेन यथा वयं ताडनं कुर्मः अनन्तरं तत्र विद्यमानं जलम् अमृतमयम् आत्मोन्नतिः अस्माकं कृते अपेक्षते इति भगवता भगवन्तं वयं प्रार्थयामः तर्हि एवं रूपेण बहुविद बहूनि कार्याणि अस्माकं व्यवहारपरिवर्तनानि कार्याणि सन्ति